हरिः ओम् कारः महोदय वदतु एवं वा कदा भवति महोदय

ओहोहो एवं वा तत् पातुं तत् पातुं न तत् पातुं न श शक्नोति वा भवान् निजं निजं निजं निजं निजं भवतः कम्प्लेट् अहं स्वीकरोमि भवतः कम्प्लेण्ट् स्वीकरोमि आमामां वर्षाकारणमेव आं नगरपालिकायाः आद्यकर्तव्यमेव तत् हा भवानपि अस्माकं सहकारः ददातु एकवारं दिनद्वये दिनद्वये एव एतत् अहं किमपि एतत्विषये उपरि अधिकारः अधिकारः अधिकारिः अस्ति तस्य समीपे एतत् विषयं वदामि यत्किमपि कर्तुं शक्यते चेत् एवं वा न न न दिनद्वयस्य दिनद्वयस्य दिनद्वयस्य समयं ददातु महोदय हा तत् चिन्ता मास्तु नगरपालिकायाः पालिकायाः नगरपालिकाद्वारा बोर्वेल् जलं वयं प्रेषयामः भवान् तत् स्वीकरोतु स्वीकरोतु यत्र कुत्र एतत् यत्र कुत्र एतत् समस्या जाता तत्र तत्र वयं जलं प्रेषयामः आम् आम् आम् महोदय आम् महोदय अस्माकं वर्षाकारणात् अस्माकं गृहे गृहे अपि एतत् समस्या एव तदर्थम् इदानीम् इदानीम् इदानीमेव अधिकारिणां सभा समाप्ता ते एवं निर्धारं कृतवन्तः इदानीं मृण्मयजलं कुत्रापि सप्लै मा ददातु तदर्थं स्वच्छजलार्थं बोर्वेल् जलं तत्र प्रेषयामः इति सूचनां दत्तवन्तः अधिकारी अधिकारी सर्वे अदि दिनद्वयैव एतत् समस्यां परिहृत्य स्वच्छजलं वयं प्रेषयामः चिन्ता मास्तु महोदय आम् आम् अस्माकं नगरशासकाः तत् सूचनां यदा ददाति नवीन यन्त्रान् यन्त्रान् वयं विक्रीय विक्रीय कृत्वा तत्र आनयामः स्वच्छजलं प्रेषयामः धन्यवादः धन्यवादः महोदय